अहं यदा भवतां सकाशाद् आहारं स्वीकरोमि ततः होराद्वयानन्तरं तत् खादामि अतः कृपया भवन्तः तत् योग्यरीत्या मां प्रयच्छन्तु यत्र पेकिङ्ग् समये समीचीनतया भवन्तः कुर्वन्ति यदि तर्हि तद् उष्णं तिष्ठति तस्य उपयोगः अपि सम्यक् कर्तुं शक्यः अतः कृपया भवन्तः तत् उष्णं यथा तिष्ठेत् तथा अस्मान् प्रापयन्तु इति निवेदनं